मम राज्यस्य प्रसिद्धा कला अस्ति वंशशिल्पः लघुशिल्पश्च इयं कला त्रिपुराराज्यस्य मुख्यकला वर्तते अत्र वंशवृक्षं स्वीकृत्य तेन बहूनि वस्तूनि निर्मान्ति जनाः यथा मञ्चः उत्पेटिका आकर्षकवस्तूनि च इयं कला वंशश्रेण्याम् अनुस्यूता पिता पितामहः पुत्रादिक्रमेण अयं कला प्रचलिता त्रिपुरा एकं पर्वतक्षेत्रीयं राज्यं वर्तते अत्र वंशवृक्षस्य आधिक्यं वर्तते अतः अत्र तदीयाः जनाः तमेव उपयुज्य स्वकलां प्रदर्शयन्ति तथा तया कलया स्व इतिहासं च वर्णयन्ति तथा च जीवननिर्वाहमपि कुर्वन्ति